हा हा हा नमस्ते पदविः प्राप्तं वा अथवा आचर्य हा आचार्य पदनिमित्तं किल अस्तु अस्तु अस्तु तथा वा अस्तु कुत्र अधीतं व्याकरणम्

तत्र व्याकरण व्याकरणविभागः अस्ति वा अथवा

अत्र तू द्विविधाः छात्राः छात्राः भवन्ति अर्थात् संस्कृतमाध्यमेन पाठनीयं भवति आङ्ग्लमाध्यमेन च पाठनीयं भवति ये विदेशियाः अर्थात् वैदेशिकाः सन्ति तेभ्यः आङ्ग्लभाषायां पाठनीयम् अनन्तरम् अत्र संस्कृतमाध्यमेन अपि पाठनीयं भवति अतः तत्र उभयत्रापि पाठयितुं शक्यते वा

के के ग्रन्थाः के के ग्रन्थाः अधीताः

एते सर्वेपि ग्रन्थाः अधीताः वा अस्तु तर्हि तत्र समासप्रकरणे एकं सूत्रम् अधिकृत्य किञ्चित् उच्यताम् हा स समासप्रकरणे आदौ हा हा उच्यताम्

तथा वा अस्तु इदानीम् इदानीं कारकप्रकरणम् अधिकृत्य किञ्चित् उच्यतां तत्र कर्तुरीप्सितमं कर्म इति अस्ति खलु एतं सूत्रम् अधिकृत्य किञ्चित् उच्यताम् अस्तु इदानीम् तत्र सुबन्तं तिङन्तम् अव्ययम् इति विभागः अस्ति खलु अस्तु वा तत्र सुबन्तशब्दः वर्तते खलु इदानीं रूपसिद्धिं यङ्कञ्चनशब्दम् अधिकृत्य रूपसिद्धिं करोतु पश्यामः

अस्तु

अस्तु तत् पुस्तकं दृष्ट्वा उच्यते वा अथवा कथम् एतत् हा हा तथा वा तर्हि एवं क्रियतां श्वः मम कार्यालयः वर्तते श्वः दशवादने कार्यालयम् आगत्य मां दृष्ट्वा अनन्तरम् एकं डेमोन्स्ट्रेशन् भवति अर्थात् अत्रत्य छात्राः भवन्ति अहमपि तत्र भवामि अस्तु वा सो एकं प्रकरणम् अधिकृत्य कारकं प्रकरणं स्वीकरोतु कारकं प्रकरणम् अधिकृत्य किञ्चित् तत्र प्रेसेण्टेशन् हा भवतु तदनन्तरं कथं भवति अग्रे इति पश्यामः अस्तु वा अस्तु अस्तु तर्हि दशवादने साक्षात् अत्र कर्यालयम् आगच्छतु अहं भवन्तं तत्र नयामि कक्षां नयामि अनन्तरं चर्चां कुर्मः अस्तु वा हा आ हा नमस्ते